मम प्रदेशे समीपे त्रयोदशसर्वकारीयचिकित्सालयाः सन्ति एषु मध्ये नगरे ये चिकित्सालयाः सन्ति तत्र तु चिकित्सालयस्य व्यवस्था अतीव सम्यक् एव अस्ति तत्र चिकित्सकाः अपि सर्वदा एव आगच्छन्ति तत्र सर्वप्रकारकसुविधादि प्राप्यन्ते एव परन्तु ये चिकित्सालयाः ग्रामे सन्ति तत्र सर्वदा चिकित्सकाः न आगच्छन्ति ते तु मध्ये मध्ये एव आगच्छन्ति पुनः तत्र औषधादीनाम् अपि सर्वत्र सर्वस्मिन् समये न प्राप्यते तत्र सुवधादि न्यूनम् एव अस्ति